यदि अस्माभिः प्रातःप्रातः उत्थाय नाम पञ्चवादने एवम् उत्थाय अस्माकं नित्यकर्मादिकं कृत्वा योगाभ्यासस्य प्रारम्भः क्रियते तदपि प्रातःप्रातः वातावरणमपि बहु सुन्दरं भवति शुद्धवायुः आगच्छति एतादृशः परिसरे अस्माभिः यदि योगाभ्यासः क्रियते तर्हि अस्माकं मानसिकम् अस्माकं शारीरिकम् व्यवस्था च उत्तमा भवति यदि अस्माभिः अस्माकं किमपि अनारोग्यं भवति अग्रे न भवति न भवितव्यम् इति कृत्वा अधुना एव अस्माभिः अञ्चि किञ्चित् सम्यक् अस्म् योगाभ्यासनादिकं कृत्वा अस्माकं शारीरिकस्य स्व स्वास्थ्यम् अस्माभिः प्रा कृ कृत्वा एव अस्माभिः सम्यक् प्राप्तुं शक्यते मानसिकं यदि अस्माभिः वा योगासनं कुर्मः अस्माकं मनः शुद्धिः भवति प्राणायामादिकं कुर्मश्चेद् अस्माकम् प्रा प्राणस्य यः आयुः वर्तते तस्य किञ्चित् अधिकमेव भवति अस्माकं तेन मनः अपि सन्तोषं भवति आदिनं यथा अस्माभिः सम्यक् कार्यं कर्तुं शक्यते तथा अस्माभिः शारीरिकं मानसिकं च व्यवस्थानं व्यवस्था अत्र योगाभ्यासनेन अस्माकं मिलति योगाभ्यासः योगाभ्यासकरणेन अस्माकम् आरोग्यं स्वस्थं भवति यथा अस्माभिः अधुना वयं किञ्चित् पञ्चवर्षाणि पञ्चदशवर्षाणि अस्माभिः जीवितुं शक्यते चेत् योगाभ्यासेन इतोऽपि पञ्चवर्षाणि अधिकमपि वयं जीवितुं शक्नुमः तावत् योगाभ्यासे तत्र तस्य प्रयोजनम् अस्ति अहं प्राणायामं करणेन आसनानाम् अभ्यासनेन एतावत् प्रयोजनमस्ति असम् मम तु जीवः दैनन्दिनं मया कृत्वा योगं मम श्वा स्वास्थ्यं बहु सम्यक् अस्ति एवं योगस्य योगाभ्यासेन मानसिकं शारीरिकं शारीरिकस्य च स्वास्थ्यम् उत्तमं भवति